हरिः ओं हरिः ओं महोदय नमस्काराः आगच्छामि किं उपविशानि वा महोदय

किमपि नास्ति महोदय मम आरोग्यम् आरोग्यं किञ्चित् सम्यक् नास्ति अतः एकवारं भवन्तं मेलितुम् आगतवती अहं किमपि नास्ति महोदय आरोग्यम् इत्युक्ते किञ्चित् मम मानसिकस्थितिः एव सम्यक् नास्ति इति भाति रात्रौ निद्रा सम्यक् ना आगच्छति दिने दिने एकघण्टा वा घण्टाद्वयं वा तावदेव निद्रां निद्रां करोमि अधिकं न आगच्छति इतोपि आरोग्यविषये तु मम किं किमपि कार्यं कर्तुम् इच्छा एव नास्ति इतोपि शक्तिः अपि नास्ति एतादृशम् अस्ति न मह्यं तु आहारः किमपि न रोचते भोजनं कर्तुमेव इच्छा न भवति गृ गृहे तु सर्वे मया सह सम्यक् सम्भाषणं कुर्वन्ति परन्तु अहमेव किञ्चित् किं तेन सह सम्भाषणं कर्तुम् अपि न इच्छामि ते अपि बहु कष्टम् अनुभवन्ति मम विषये आं सत्यं महोदय बालाः बालौ तु मया सह बहु किं सम्यक् सम्भाषणं कुर्वन्ति मया सह क्रीडितुम् इच्छन्ति परन्तु अहमेव न करोमि तादृशं तेषाम् अपा अपेक्षानुसारम् अहं किमपि न करोमि इत्युक्ते मम तु किमपि इच्छा एव नास्ति एवं किमर्थम् इति अहं तु ज्ञातुं न शक्नोमि बहु कष्टं भवति आं महोदय अहं तु एकं दारावाहिकं पश्यामि एकं न द्वयं त्रयं त्रयं पश्यामि तद्दृष्ट्वा बहुदुःखं भवति दुःखं भवति एवं महोदय आम्

हा आम् आम् नास्ति आ हा एवम् अस्तु महोदय हा गृहे सर्वे बहिः गच्छन्ति चेत् अहं किं करवाणि तदर्थम् अहं दूरवाणीमाश्रित्य उपविशामि

अस्तु कुत्र कोपि अस्ति वा महोदय परिचितः अहं गन्तुम् इच्छामि योगाभ्यासं कृत्वा अहं स्वस्था भविष्यामि वा अस्तु अस्तु अस्तु अस्तु अस्तु महोदय बहु धन्य नि निश्चयेन महोदय धन्यवादाः नमो नमः